आम् इदानीं ज्येष्ठाः कनिष्ठाः मध्ये मया कथं व्यवहरणीयम् इत्युक्ते मम गृहे एव उदाहरणं स्वीकरोमि यदा मम पुत्रः पुत्री च स्तः मम गृहे श्वशुरः श्वश्रूः मम मातापितरौ च सन्ति यदा कनिष्ठाः किमपि इच्छन्ति तत् ज्येष्ठाः न इच्छन्ति चेत् तदा कनिष्ठानां कृते किञ्चित् क्षमा आवश्यकी इति मया वक्तव्यम् तादृशमेव ज्येष्ठानां कृते कनिष्ठाः एतादृशं कर्तुं न इच्छन्ति इति कारणात् भवन्तः किञ्चित् सहन्तु तेषां व्यवहारं वा तेषां स्वभावं किञ्चित् सहन्तु इति तादृशम् उक्त्वा द्वयोर्मध्ये समाधानं प्राप्तव्यम्